अहम् ज़ोमेटोमध्ये एकं भोजननिमित्तम् एकम् आर्डर् दत्तवती तत्र तस्य रिसिप्ट् अस्माकं कार्यालये दद्मः चेत् ते तद् आर्डर् निमित्तं कियद् व्ययः जातः तद् रीएम्बर्स् कुर्वन्ति तन्निमित्तम् अहं तत्र तेषां वेब्सैट्मध्ये गत्वा मम लागिन् इति किञ्चित् भवति तत्र मम लागिन्मध्ये गत्वा मम आर्डर्स् इति एकम् आप्शन् भवति तद् नोदनं करोमि चेत् मम आर्डर् हिस्ट्रि तद् यद् यद् आर्डर् कृतं मया तद् सर्वमपि तत्र दृष्यते तेषु यद् रीएम्बर्स्मेण्ट् योग्यं भवति इति अहं जानामि तद् आर्डर् चिनोमि तद् चित्वा तस्य प्रिण्ट् इति एकम् आप्शन् भवति तद् प्रिण्ट् इति नोदनं करोमि चेत् तत्र पिडिएफ़्रूपेण अहं मम सङ्गणके तद् सेव् कर्तुं शक्नोमि अतः तद् सेव् कृत्वा पुनः ईमेल्मध्ये अटाच् कृत्वा कार्यालयं प्रति ईमेल् प्रेषयामि ततः रीएम्बार्स्मेण्ट् तु आगच्छति